अहम् फ्लिप्कार्ट् इति संस्थाने कश्चित् आर्डर् कृतवान् तत्र मम अभिज्ञाता सम्यक् नास्ति असम्यक् अस् अभिज्ञाता अस्ति यत्तैः तैः यद् दत्तं मया तत् आर्डर् न कृतवान् मया न आर्डर् तत् आर्डर् कृतं पुनः किं जातं यद् दत्तं तत्रापि असाधुः प्रडक्ट् दत्तम् असाधुः वस्तुः दत्तं दत्तं तैः मया दूरवाणीम् आर्डर् आर्डर् कृतं पुनः दूरवाणीं यथा उद्घाट्यते यत् या दूरवाणी मया आर्डर् कृता ता सा दूरवाणी न आगता पुनः भिन्ना दूरवाणी तैः प्रेषिता इदानीम् पुनः मम प्रत्यर्पणं भवतु पुनः एकं वस्तु मया क्रितं ततः फ्लिप्कार्ट्तः परन्तु यत् वस्तु अस्ति एकम् आलोक श्ट्यान्ड् इति टेविल् ल्याम्प् इति तत्र सुयिच् यथा प्रेषयति प्रेषयामि प्रेषणं स्वीज् इत्यस्य प्रेषणं करोमि तदानीं तु अलकः कदाचित् भवति कदाचित् न भवति तर्हि मम अभिज्ञाता सम्यक् न जाता तस्मात् यदि प्लिफ्कार्ट् इत्यस्मात् संस्थानात् भवन्तः किमपि क्रिणा क्रिणन्ति तर्हि सम्यक्तया परिशील्य शील्य एव क्रिणन्तु इति